वदतु हलो हा वदतु

बहुत्र आगच्छामि आगच्छामि चिन्ता मास्तु परन्तु कुत्रः कस्य गृहे अहं चौर्यं कृतवान् मम एतावत् पर्यन्तम् इव किल नैव एतावत् पर्यन्तं मम जीवने तादृशं कार्यमेव अहं न कृतवान् कदापि इदानीम् आरोपी इति वदति चेत् भवान् कथं शक्यते ह ह

हा भवतु हा भवतु इदानीम् अहं तत्र शिवमोग्गनगरे नास्मि अन्यत्र अस्मि तर्हि कम्प्लेण्ट्मध्ये किं किं कः कः विषयः अस्ति इति वक्तुं शक्यते वा तर्हि कम्प्लेण्ट् दाता कम्प्लेण्ट् दाता कः भवति कम्प्लेण्ट् दाता का भवति ह

सत्यं ते भवतु तदा क्

रे कस्मिन् दिने तत्र कम्प्लेण्ट् दत्तमिति पूर्वं वक्तव्यं भवद्भिः अनन्तरमहम् आगच्छामि तद् इदानीम् अहं स्वकीयनगरे न भूत्वा तत्र मासत्रयं वा अभवत् तर्हि अस्मिन् मासे गतमासे वा भवति चेत् कथमहम् इदानीम् आरोपे उपविशामि अहं नगरे नास्मि कथं नगरे नास्ति इत्युक्ते कथमिदानीं चौरकार्यं कर्तुं शक्यते न् ना गच्छामि भो इति भव कस्मिन् दिने तत्र कम्प्लेण्ट् दत्तमिति भवान् वदति चेत् अहमगच्छ् ह सत्यम् अधिकारी आगच्छामि आगच्छामि आगच्छामि आ नागच्छामि इति न वदामि आगच्छामि एव परन्तु कस्मिन् दिने केन दत्तम् इति वक्तुं शक्यते वा हा तर्हि ह इदानीं सम्यक् कः दत्तवान् इति वक्तुं शक्यते खलु ह कस्मिन् दिने इति वक्तुं शक्यते खलु कस्मिन् दिने इति एफ़् ऐ आर् करोतु किमपि वा करोतु अहं चौर्यं करोमि चेत् मम भीतिः भवति चौर्यं न कृतवान् इति किमर्थं भीतिः भवति नोटीस् नोटीस् ददाति चेदपि अहं स्वीकरोमि चिन्ता मास्तु अस्तु तर्हि आगच्छामि चिन्ता मास्तु